यदा साहित्यप्रपञ्चे नीतिकथाः प्रारम्भिकस्थरे पठनीयाः एव चारित्र्यनिर्माणे नीतिकथायाः स्थानम् अधिकमस्ति तस्याः बाह्यकार्यं यदा चारित्र्यं सम्यक् निर्मितम् अस्ति तस्य आधारेण जीवनमपि समीचीनं भवति विचाराः समीचीनाः भवन्ति तदर्थं नीतिकथायाः पठनं परमावश्यकम् इति मम विनीत अभिप्रायः किन्तु भिन्न रीत्यापि आधुनिकजीवनं कथ अस्ति तदपि प्रदर्शनीयं तादृशी कथा अपि आवश्यकि तादृशनिर्मातारः आगच्छन्ति चेत् ते प्रशंसनीयाः स्वागतीकरणीयाः